कोविड्मध्ये वेल् मम गृहस्य समीपे चन्नैनगरे बहूनि सर्वकारीयाः वैद्यशालाः सन्ति वमन् दूरार् वैद्यशाला स्टान्लि मेडिकल् कालेज् राजीवगान्धिः मेडिकल् कालेज् मेडिकल् हास्पिटल् प्रैवेट् हास्पिटल्स् सर्वाणि सन्ति स सर्वाणि सन्ति तत्र चिकित्सा अपि सम्यक् कृतवन्तः औषधं औषधं सकलं सौकर्यं सौकर्याणि दत्तवन्तः अतः जनाः जनान् बहुसन्तोषमेव आसीत् बहुसन्तोषेण औषधालयाः औषधालयातः चिकित्सालयातः प्रति आगतवन्तः